मया लिखित इष्टतमः उपन्यासः वर्तते अर्धदग्धा इदानीम् अस्मिन् लोके सर्वेऽपि नारयः बहुविधसमस्यासु गच्छन्त्यः सन्ति यत्र कुत्रापि गच्छामः चेत् अपि तत्र नारीपूजनापेक्षया नारीहननम् एव जायते नारीहननस्य प्रारम्भः तस्याः स्वगृहात् एव इति दुःखस्य विषयः एव तस्मात् प्रेरणया मया अयं लिखितः अहं तु मम मातृभाषायाम् एव लिखितुम् इच्छामि